विशालेषु जलागारेषु तरणसमये श्वासस्य विषये अवधातव्यं श्वासः उत्तमतया भवितव्यम् अनन्तरं जलं मा पीतव्यं कासारेषु मुक्तजलागारेषु समस्या का भवति इत्युक्ते मुक्तजलागारेषु जलम् आर्द्रं भवति कासारस्य जलम् नीणयति इति समस्या भवति अनन्तरं ज विशालं जग जलागारेषु तरणसमये मद् इतोपि अधिकतया अवधातव्यं तत् किम् इत्युक्ते श्वासं श्वासं विना शिरः जलस्य उपरि भवितव्यम् अनन्तरं जलं न पीतव्यम् अनन्तरं हस्तं तरणसमये चल हस्तचालनं भवितव्यम् अनन्तरं पादचालनं भवितव्यम् एतादृशम् अधिकाधिकम् अवधातव्यम् ध्यानं दातव्यम् अनन्तरं शिरः जलस्य अन्तः नागन्तव्यम् उपरि एव भवितव्यं तदा एव उत्तमतया भवति अनन्तरं कासारेषु मुक्तजलागारेषु कासारेषु या मुक्तजलागारः उष्णस्य कृते शुष्कः भवति तेन कारणेन समस्या भवति अनन्तरं मुक्तजलागारः अधिकतया भवति चेत् भूकम्पनं भवति अनन्तरं मुक्तजलागारः अधिकतया भवति चेत् अरण्यनाशः भवति अनन्तरं मुक्तजलागारः अधिकतया भवति चेत् जलकण्टकाः अधिकाः भवन्ति इत्युक्ते जलस्फोटः इति भवति खलु तेन कारणेन अनन्तरं व्यवसायस्थलस्य वि विनाशः भवति एषाः सर्वाः एषाः समस्याः मुक्तजलागारेषु भवन्ति